अहम् अहम् अमेज़ान् मध्ये एकं स्वेट्टर्स् स्वेट्टर् स्वीकृतवती किन्तु तद् अधिकाधिकं दत्वा म अहम् एकं दोषं वस्तु लभ्यते तेन कारणं तेन कारणेन अपि मां वदतु एकं स्वेट्टर् अधिकं टैट् अस्ति शैत्यं न तिष्ठति तेन कारणेन तद् एकम् उत्तमं वस्तु नास्ति